एकाधिकद्विसहस्रतमवर्षस्य सितम्बर् मासस्य त्रिंशत् दिनाङ्कः पुनः नवाधिकद्विसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चदशदिनाङ्कः पुनः द्वादशाधिकत्रिसहस्रतमवर्षस्य अक्टोबर् मासस्य दशमदिनाङ्कः एवञ्च अष्टादशाधिकद्विसहस्रतममासस्य जनवरी वर्षस्य जनवरी मासस्य पञ्चमदिनाङ्कः एवं विंशत्यधिकद्विसहस्रतमवर्षस्य नवम्बर् मासस्य अष्टाविंशतिदिनाङ्कः